विश्वेऽस्मिन् प्रवासं कर्तुम् अहम् अवसरं प्राप्स्यामि चेत् प्रथमे अहम् अस्माकं भारतवर्षे स्थितः तीर्थस्थलम् इत्यादि भ्रमितुम् इच्छामि तथा परं भारतवर्षस्य अन्दमान् निकोवर् इति नाम्ना द्वीपं गन्तुम् इच्छामि तथा तत्र गत्वा स्कुवाडैविङ् जलसङ्केटिङ् मण्डलं समुद्रवाहनम् इत्यादि कर्तुम् इच्छामि तदनन्तरं भारतात् बहिः जापान् इति नाम्ना देशे प्रवेतुम् इच्छामि